हरि ओं नमस्कारः अहं सत्यनारायणः अहं बहुत्र गतवानस्मि चित्रं गृहीतुं प्रथमम् अहं बा आन्ध्रप्रदेशे यत् अस्ति पुण्यक्षेत्रं तिरुपतिक्षेत्रं गतवान् ततः काणिपाकं अनन्तरं श्रीकालहस्ति तत् दृष्ट्वा तदनन्तरम् अहम् इतः आरभ्य बहुत्र गतवानस्मि शिर्डि मन्दिरमपि गतवान् शिर्डिमन्दिरतः अहं अत्र अजन्ता एल्लोरा मुख्यविषयः अस्ति अजन्त एल्लोर अज् अजन्तगृहानि गुहानि तत्र अहं गत्वा बहुत्र बहूनि चित्राणि स्वीकृतवानस्मि तत्र इदानिमस्माकं भारतदेशे यत् विंशतिरूप्यकाणां रूप्य वि विंशतिरूप्यकाणाम् एतदस्ति रू नोट् अस्ति तस्मिन् अस्माकम् अजन्ता गृ गुहाणां तत्र तत् तस्मिन् अस्ति तस्मिन् नोट् मध्ये भवति तादृशम् अहं दृष्टवानस्मि तत् पूर्वमपि बहुत्र गतवानस्मि तत्र अहं गत्वा डिल्लीनगरं कुतुब् मिनार् इत्यादीनि काशीमन्दिरं काशीविश्वनाथमन्दिरमपि गतवान् काशीविश्वनाथमन्दिरे काशी पुण्यक्षेत्रस्य विषयं दृष्ट्वा अहं तत्र बहु आनन्दं प्राप्तवानस्मि तदनन्तरमहं बेङ्गलूर् नगरमपि गतवान् बेङ्ग्लूर् नगरे तत्र इस्कान् मन्दिरं इत्यस्य मन्दिरे बहुत्र उत्तमानि चित्राणि तत्र दृष्टं स्वीकृतवानस्मि एवं बहु आनन्देन अस्माकं कार्यक्रमः अस्ति इतोपि अन्यत्रापि गन्तुम् इच्छामि एवं उत्तमविषयः अस्ति